अहम् दशवर्षेभ्यः पूर्वम् चेन्नैतः देहलीं गत्वा ततः पञ्जाब्राज्यं प्राप्तवान् तत्र सुवर्णमन्दिरम् गतवान् सरोवरस्य पुण्यतीर्थस्यमध्ये विद्यमानस्य सुवर्णमन्दिरस्य दर्शनं कृतवान् सरोवरे स्नानं समाप्य प्रदक्षणं प्रदक्षिणां कृत्वा मुख्यद्वारद्वारा यदा गतवान् तत्र पङ्क्तिद्वये अपि जनाः उपविश्य सेवाकार्यं कुर्वन्ति अन्तः यदा गतवान् गुरुनानकस्य उपदेशवचनानि पठन्तस्सन्ति जनाः मध्ये उन्नतं स्थानं पवित्रं स्थानम् एका वेदिका अस्ति तत्र गुरुग्रन्थस्य स्थापनं कृतवन्तः सम्यक् अलङ्कारं कृतवन्तः सन्ति परितः जनाः उपविश्य ध्यानं कृतवन्तः अहमपि किञ्चित् कालं यावत् तत्र उपविश्य ध्यानं कृतवान् ध्यानकरणेन अत्यन्तम् आनन्दं अनिर्वचनीयम् आनन्दम् अहम् अनुभूतवान् प्रत्याग प्रत्यागत्य यदा मुख्यद्वारम् आगतवान् तत्र सर्वेषां जनानां कृते प्रसादविनियोगः कृतम् आसीत् अहमपि प्रसादं स्वीकृतवान् अत्यन्तं मधुरम् आसीत् प्रसादः मधुरमयं प्रसादम् आस्वाद्य समीपेविद्यमानस्थानानि सर्वं दृष्ट्वा आगतवान् अविस्मरणीयम् आसीत् तत् स्थानम् मम जीवनकाले अविस्मरणीयः प्रवासः सः एव तदर्थम् अहम् भाग्यशाली इति अहं मन्ये